इदानीम् अहम् आङ्लभाषायां कन्नडभाषायाञ्च लिख् लिखन् अस्मि किन्तु इतः परं संस्कृते अपि लेखितुं इच्छामि शालायां बालानां कृते भाषणं वा निबन्धः स्पर्धाः सन्ति खलु तेषां कृते भाषणं निबन्धः बहुकालेन लिखन्ती अस्मि तदनन्तरं लघुप्रहसनानि लिखित्वा तान् निदेशमपि कृतवती मम पाठशाला मम प्रेरणा बेङ्गलूरुनगरे एम् एल् ए इति शाला अस्ति तत्र यदा अहं शिक्षणं प्राप्तं तत्र शिक्षकाः छात्राः मम प्रेरणा मया लिखितं प्रबन्धाः भाषणानि देशस्य उपरि प्रेमः आदरः वर्धितवन्तः इति मम मनसि अस्ति कला एवं संस्कृतिः इति विषये अपि प्रहसनान् लिखितवती इष्टतमं प्रहसनं इत्युक्ते मया लिखितं स्त्री इति एकस्यां महिलायां जीवने जननात् मरणपर्यंन्तं के स्तराः सन्ति कथं भवति इति वेदिकायां सङ्गीतनृत्य यु योजयित्वा दर्शितवती एतत् प्रहसनस्य विशेषता एतत् आसीत् मरणस्य अपरमपि स्त्रियः एव भूतपिशाचादयः भवन्ति इति सर्वे विश्वसिन्ति तदपि दर्शितवती तासां दायित्वं मरणानन्तरम् अपि भवति निरन्तरं अस्ति इत्यर्थः